अहं दिने घण्टाद्वयं गायनाभ्यासस्य कृते उपयुञ्जे प्रातःकाले एकघण्टाम् एवं च रात्रिकाले एकघण्टां गायनाभ्यासं करोमि प्रथमम् अहं तत् गीतं पञ्चवारम् अधिकं यावत् पुनः पुनः श्रुणोमि तथा च गीतं मम पुस्तके लिखित्वा अवगच्छामि तत् पश्चात् अहं सङ्गीतेन सह गातुं प्रयते अहं धुनं कोरसः च विषये ध्यानं दातुं प्रयते अन्ततो गत्वा तस्य वारं वारं सङ्गीतेन गायनाभ्यासं कृत्वा नूतनगीतस्य अभ्यासं करोमि